नमो नमः नमो नमः मम नाम सौम्याराणी पण्डा विंशतिः एव मम उदरे न वेदना अस्ति अहं ह्यः रात्रौ बहिः खाद्यं खादितवती आं महोदय न दयापूर्वकं भवान् वदतु आं वदतु

आम् अहं करोमि अहं करिष्यामि अपि आं मम ज्वरः अस्ति

आं मम गृहे मम गृहे ह्यः विवाह उत्सवः आसीत् अतः अहं अधिकं स्नानं कृतवती मम मस्तकेऽपि पीडा अस्ति

आं ह्यः औषधं कदा खा खादितव्यम् इति वदतु दयापूर्वकं आम् अस्तु धन्यवादः महोदय